हरि ओम् नमस्ते नमस्ते भवती का वदति कुतः हा मम मम नूतन मम न नूतनगृहस्य विद्युतीकरणं करणीयमस्ति तदर्थं दूरवाणीं कृ कृतं पूर्वं अस्मिन् मम गृहे नूतनगृहे चत्वारः प्रकोष्टाः सन्ति प्रथमं प्रमुख स हाल् अस्ति द्वितीयं तदनन्तरं पाकशाला अस्ति पाकशालानन्तरं शयनगृहं द्वयमस्ति एह् एकस्मिन् शयनगृहे मम गणकयन्त्रं सर्वं तत्र स्थापितुं तस्य व्यवस्था भवितुं भवेत् तथा स्नागृहं द्वयम् अस्ति तत्र स्नानगृहेषु द्वयो द्वे प्र स्नगृहेष्वपि तत्र एलेक्ट्रिक् गीसर् स्थापनार्थं प्लग् अवश्यकमस्ति तस्य व्यवस्था करणीयं पाकशालायां मिक्सर् ग्रैण्डर् कृते त्रयम् अवश्यकं तथापि अक्वा गार्ड् इति न जलशुद्धीकरणयन्त्रं स्थापयितुमपि एक प्लग् अवश्यकमस्ति प्रमुख हाल् मध्ये तत्र टि वि तथा अन्य टि वि सम्बन्धि अन्यविद्युद् उपकरणानि स्थापयितुं तथा प्लग् पिञ्जः सर्वं सर्वत्र सम्पूर्णगृहेषु स्नानगृहं विहाय अन्यत्र सर्वत्र व्यजनं तत्र स्थापनीयं व्यजनस्य व्यवस्था करणीया तत्सर्वं अत्युत्तम उपकराणि एव स्थापनीयं पवर भवन्तः कथं कुर्वन्ति इति सर्वं एकं सम्पूर्णविषयं लिखित्वा मं माम् एकं कोटेशन् ददातु तदनन्तरम् अहं किं करणीयम् इति चिन्तयित्वा वदामि न न ए सि न ए सि न अवश्यकं न न न न ए सि न अवश्यकम् न द्वयमेव हाल् मध्ये व्यजनद हाल् मध्ये व्यजनद्वयं शयनगृहे एक एक व्यजनम् एकस्मिन् शयनगृहे सीलिङ्ग् फ्यान् मास्तु वाल् मौण्टिङ्ग् व्यजनम् एव भवेत् पर्याप्तम् एतावदेव अग् अग्रे अन्यद् किमपि नास्ति एतत् समाप्य भवती कोटेशन् कृत्वा प्रेषयतु अहम् अत्र स्त स्थगयामि तत् तत्येव भवत्येव एल् इ डि एल् इ डि ट्यूबेव सर्वत्र एल् इ डि ट्यूब् तथा एल् इ डि ल्याम्प् अपि अवश्यकता अस्ति एव तत् वक्तव्यं न तत् सामान्यतः विद्युत् उप उपकरणानि तत् सामान्य उपकरणानि तत्र पायिण्ट् प्लग् पवर् पायिण्ट् अवश्यकता अस्ति यत् करणीयं तत् अनन्तरं पश्यामः इदानिम् एतस्य सर्वं न अस्तु ब भगिनी अत्र स्ताप स्तगयामः इन्वर्टर् अवश्यकता नास्ति मम गृहसङ्कुले जनरेटर् अस्ति अस्तु अस्तु पर्याप्तं पर्याप्तं पर्याप्तं